आधुनिकशिक्षणे तावत् इदानीं सांस्कृतमौल्यानि सांस्कृतिकमौल्यानि क्षीणानि वर्तन्ते इति दरीदृश्यते अस्माकं बाल्ये यदधीतम् अस्माभिः तत्र पठ्यविषयाः ये याः वर्तन् आ ये वर्तन्ते ये आवर्तन्त तत्र मौल्यानि तत्रैव आसन् एव इदानीं तावत् पठ्यविषयकानाम् आधिक्यम् आधिक्यं कृत्वा कृत्वा तत्र पाठनेनैव समयः गच्छति मौल्यवर्धनार्थं सम्वर्धनार्थं तावत् अध्यापकानां कृते अवकाशः एव नास्त्येव यदि सांस्कृतिकमौल्य मौल्यस्य ज्ञानं भवेद् इति चेत् गृहे एव पितरः ये वृद्धाः वर्तन्ते तैरेव कर्तव्यं भवति इदानीं शालासु नैव न कदापि भवत्येव अतः एव समाजे वयं पश्यामः अत्र अधीताः युवकाः ये आगच्छन्ति बहिर्गच्छन्ति तेषां वर्तनम् एव अतीवविकारयुक्तं भवति ये तत्र वयं तावत् बाल्ये तावत् समाजस्य कृते तावत् भयम् आसीत् इदानीं तावत् युवकानां वा तत्र छात्राणां ता भयम् एव नास्ति भयम् एव नास्ति अध्यापकनां कृते एव भयं नास्ति समाजस्य कृते समाजः एवं भवेत् एवं कथयेत् इति भयं नास्ति एव अतः एव तत्र स्वच्छन्दव्यवहारः इदानीं क्रियते अत एव तस्मिन् विषये इदानीं परिवर्तनं जातम् एव तत्र कथं वा मौल्यस्य आधिक्यं मौल्यस्य सम्वर्धनम् अस्माभिः कार्यम् इति अवश्यं अस्माभिः चिन्तनीयम् एव नो चेत् अग्रे तावत् तत्र अस्माकं सर्वेषां जीवनं तावत् अतीव कष्टकरं भवेत् मौल्यस्य यदि मौल्यस्य अनुसरणं कुर्मश्चेत् तदानीं मनुष्याणां जीवनं तावत् सुकरं भवत् भवेत् मौल्यं न भवत्येत् अन्येषां सर्वेषाम् अपि अतीव दुःखा दुःखास्पदं भवति अतः एव तत्र पठ्य शाला पठ्ये पठ्येषु एव तादृश विषयान् यथा कथञ्चित् तत्र संयोजनीयाः संयोजनीयाः चेत् तदानीं तत्र मौल्यवर्धनं भवेत् इदानीं तद् अस्माकं विषये तावत् तत्र कापि इति लेखनं वयं यदा कुर्मः तदानीं तावत् तत्र विषयः अतीव तत् सुकरः अत्र रम्यः अतीव तत् वा गानरूपेण आसन् शुद्धब्रह्मपरात्पररामं कालात्मकपरमेश्वररामं शेषतल्पसुखनिद्रितरामं रामः इत्यादिविचाराः आसन् वयम् अतीव आसक्तिपूर्वकं लेखनं कुर्वन् कुर् कुर्मः स्म ये तत्र पद्यानि कन्नडभाषायां विशेषतः पद्यानि तत्र गोषु तावत् कथं प्रीतिः उत्पादनीया इति विशेषः विशेषतः पुण्यकोटी इत्यादीनां तावत् तत्र कविताः आसन् इत्यादि इत्याद्यः कविताः अपि आसन्न् इट्टरे सगणीयादे तट्टीदरे कुरुळादे सुट्टरेनु सुलिगे विभूतियादे तट्टदे हाकिदरे मेलु गोब्बरवादे नीनारीगादेयो एले मानवा एतादृशाः एतादृश्यः कविताः तावत् उपलभ्यन्ते स्म तस्मात् तद्र अध्ययनं कृत्वा तावत् तत्र गोषु प्रीतिः अधिका भवति स्म इदानीं तावत् तादृशविषयाः न वर्तन्ते तत्र अधिकाधिकतया तावत् मौल्यवर्धनम् अवश्यं कार्यं विदशेषु वयं गच्छामश्चेत् कथं वा तत्र शालास्तरेषु एव मौल्यवर्धनं कर्तुं व्यवस्था क्रियते तत्र ये मार्गे तावत् सञ्चरन्ति अतीव तत्र शुद्धतां तावत् सर्वेऽपि शुद्धतां कर्तुं तावत् सहकुर्वन्ति अस्माकं देशे तावत् यत्र यत्र गच्छामः तत्र तत्र तद् सर्वत्रापि अत्र मालिन्ययुक्तपरिसरं वयं पश्यामः तदर्थं तावत् सर्वकारीयप्रयत्नः भवेत् सामाजिकप्रयत्नः अपि भवेत् तत्र मौल्याङ्कनं मौल्यवर्धनं मौल्यसम्बर्धनं न भवति चेत् तत्र जीवनम् अतीवदुस्तरं भवेत् एतस्मिन् विषये सर्वेऽपि चिन्तां कुर्युः